नमस्कारः अहम् सत्यनारायणः अत्र अहं बाल्यकालतः संस्कृतं न पठितवान् आसम् किन्तु एय् इण्ट्र्मिडियट् माध्यमेन द्वितीयम् ल्याङ्ग्वेज् रूपेण अहं स्वीकृतवानासं ततः आरभ्य अहं संस्कृतं पठन्नस्मि तत्पूर्वम् इत्युक्ते भारतीयसंस्कृतिम् इच्छामि भारतीया संस्कृतिम् इच्छामि चेदपि सः कथम् वा वार् कथं भवितव्यं कथं भवेत् इति अहम् अधिकं न जानामि स्म तदर्थम् अहं संस्कृतं पठित्वा अहं बहूनि विषयानि ज्ञातवानासम् तत्र इत्युक्ते महाभारतविषये वा रामायणविषये वा भागवतविषये वा पुराणविषयेषु वा तत्र अहं सा बहूनि विषयाणि अहं ज्ञात्वा सर्व सर्वानपि सूचयामि तद् सर्वे अपि अव् एवम् उत्तमं भवति एतत् भवति चेत् संस्कृतं भवति चेत् अस्माकं न् इत्युक्ते परिवर्तनं भवति अस्माकम् इति सर्वे अपि चिन्तयन्तः सन्ति एवम् उत्तमं भवतीति अहं चिन्तयामि